गोमयेन शुद्धीकरणस्य महत्त्वम् उद्धेश्यञ्च महदस्ति गोमयं यथा नाम एव अस्ति गोः मलरूपं किन्तु गवि ये अंशाः सन्ति तेषाम् अंशानां तत्र प्रभावः भवति तस्मात् कारणात् गोमयस्य या शक्तिः वर्तते सा भिन्ना एव तस्मिन् गोमये औषधशक्तयः भवन्ति यथा गोमयस्य खण्डादिकं यद् भवति तस्य शुष्कीकरणेन तद् उपयुज्य यदा भोजनादिकं निर्मीयते तस्मिन् भोजने अत्यन्तं स्वादिष्टतया भवति तथैव तद् भोजनं आरोग्याय अत्युत्तमं भवति एवं भो गोमयेन शुद्धीकरणं यदा क्रियते तदा यस्मिन् स्थाने गोमयेन शुद्धीकरणं कृतं तस्मिन् स्थाने गोमयस्य प्रभावः तादृशः भवति यत्र गोमय गोमयान्तस्थाः जीवकणाः अस्माकं शरीरं स्पृशन्तः ये बाह्यजीवकणास्सन्ति तान् जीवकणान् दूरीकुर्वन्ति अस्माकं श्वासोछ्वासप्रक्रियायामपि गोमयस्य गन्धः उपकरोति तत्र अस्तमा इत्यादि रोगाणां निवारणेऽपि तस्य महत्त्वं द्रष्टुं शक्यते